वेदार्थविचारे मीमांसकानां यन्मतं वर्तते तत् सर्वसम्मतं न तथापि मीमांसकाः वेदस्य कर्माङ्गत्वमेव साधयन्ति वेदः कर्म एव बोधयति कर्मपरकः वेदः वेदे कर्मणः विषये एव उच्यते इति मीमांसकाः कथयन्ति कर्म कदा करणीयं कर्म कथं करणीयं कर्ता कथं भवेत् इत्यादिविषयाः मीमांसकैः उच्यन्ते परन्तु ये वेदान्तिनः सन्ति ये च अन्ये सन्ति ते उपनिष उपनिषदादि शास्त्रम् अभ्युपगच्छन्ति उपनिषत्सु तावत् कर्म न उच्यते उपनिषदि मोक्षः उच्यते ज्ञानमार्गः उच्यते इति अन्ये कथयन्ति वेदः कर्म केवलं न बोधयति वेदः ज्ञानमपि बोधयति वेदः मोक्षमपि बोधयति इति एवं वेदार्थविचारः वेदान्तिभिः क्रियते मया अपि उच्यते यत् वेदः वेदार्थः न केवलं कर्म कर्म बोधयति ज्ञानमपि बोधयति इति